मम धार्मिकगुरुः नाम अहं मल्लाडिहल्ली मध्ये कार्यं करोमि तत्र राघवेन्द्रस्वामी इति महास्वामिनः आसन् स्वामिनः नाम ते प्रतिग्रामं गच्छन्ति स्म जीवने तत्र प्रातःकाले सायङ्काले च जनानाङ्कृते योगशिक्षणं दत्तवन्तः एवम् अतः तस्य जनाः तिरुका तिरुका इति कथयन्ति स्म अनन्तरं सः सर्वत्र अटनङ्कृत्वा कृत्वा स्वातन्त्र्यसमये सः स्वतन्त्र आन्दोलने अपि प्रविष्टवान् अनन्तरं योगमार्गेण स्वतन्त्रान्दोलनस्य प्रचारमपि कृत्वा मल्लाडहल्लीं प्रति त्रिचत्वारिंशत् उत्तरनवदशशततमे आगत्य तत्र अनाथसेवाश्रमम् इति आश्रमं स्थापितवान् इदानीं तत्र त्रिसहस्राधिकाः छात्राः पठन्ति शताधिकाः अध्यापकाः बोधनङ्कुर्वन्ति सः अस्माकं गुरुः सः धार्मिककार्याणि अनन्तरं वैद्यकीयव्यवस्थाः अपि कृतवान् शैक्षणिकविषये अपि अवदानं दत्तवान् सः एवं मार्गदर्शनङ्कृत्वा षडधिकशततमे वयसि स्वर्गस्थः अभवत् इदानीमपि सः अस्माकं मार्गदर्शकरूपेण एव अस्ति